कदापि मम केनचित् सह कार्यं कर्तव्यम् आपतितं वा येन सह व्यवहारः कष्टकरः न आसीत् कदापि तर्हि यदा परिस्थितेः एतद् स समाधानार्थं यदि आगच्छन्ति कष्टकारकार्यं तर्हि अहं अत्र समाधानं कर्तुमपि शक्नोमि अत्र किं करोमि तत्र कोपि कार्यस्य तत् विहाय तस्य जिज्ञासायामपि कार्यस्य सुलभं किं भवति इति वयं वक्तुं शक्नुमः अहं तु वदामि भवन्तः अपि एतत्कार्यस्य उपयोगः ग्रहणं करोतु इति अहं चिन्तयामि